हरिः ओम् नमस्कारः आम् वदतु वदतु हरिः ओम् वदतु भोः आम् त शीतस्थलम् ऊटि कोडैकनल् अस्ति हा ऊटि सम्यक् अस्ति तत्र उद्यानं द्वयम् उद्याने अस्ति रोस् गार्डन् अस्ति चोक्लेट् चोक्लेट् फ़ेक्ट्रि टी फ़ेक्ट्रि अस्ति

अन्य बोटिङ्ग् अस्ति बोटिङ्ग् बालानां पार्क् अस्ति होरर् हौस् अस्ति तत्र दिनत्रयमस्ति आवश्यकं प्रातःकाले गत्वा त्रयदिनं चत् चत्वारिदिनम् अस्ति आवश्यकम् हा भोजनकार्याणि तत्सर्वम् अहं पश्यामि केरळ फ़ुड् अद् अत्र अत्र भो भोजनशाला अस्ति सम्यक् आम् यानं मम कृते यानमस्ति ट्रावलर् एव ट्रावलर् खलु ट्रावलर् ट्रावलर् पर्याप्तं वा

उ ऊटीतः आगमनसमये मैसूर् ब्याङ्ग्लूर् आदी गत्वा समापयामि मैसूर् मैसूर् पेलेस् टिप्पुसुल्तान् प्यालेस् अस्ति मैसूर् पेलस् टिप्पु सुल्तान् पेलस् अस्ति आम् पर्याप्तम्

ह

सहच् सहस्र रूप्यकाणि आवश्यकम् न श्रूयते हा पर्याप्तं पर्याप्तम् भवती आगच्छतु अहं दूरवाणीं स्थापयामि